हरिः ओम् अहं जितेन्द्रः राधानगरविपणितः मम पुत्रस्य कृते अहं पुस्तकं क्रीतवान् नाम बहुसुन्दरं पुस्तकमस्ति तथा च तत्र चित्राणि अपि बहुसमीचीनानि सन्ति तथा च मूल्यमपि अधिकं नास्ति तथा च यः पुस्तकविक्रेता अस्ति तस्यापि व्यवहारः समीचीनः अस्ति अतः एव तस्य कृते धन्यवादः